सर्वेषां पाकशालायां यादृशानि पात्राणि सन्ति मम पाकशालायामपि तादृशानि पात्राणि एव सन्ति प्रत्येकानि मम पाकशालायां कानिचन पित्तलपात्राणि सन्ति कानिचन मृत्तिकापात्राणि सन्ति पाषाणपात्रद्वयमस्ति कानिचन लोहपात्राणि अपि सन्ति लोहपात्रेषु पाकं करोमि चेत् शरीरे रक्तधातुवृद्धिः भवति इति वदन्ति अतः लोहपात्राणाम् उपयो उपयोगं करोमि पाषाणपात्रे पाकं करोमि चेत् आहारे पोषकाणां नष्टः न भवति पाषाणपात्रेषु उष्णमपि घण्टाद्वयं वा त्रयं वा भवति इति कारणेन अहं पाषाणपात्राणाम् उपयोगम् अधिकं करोमि